जून्मासस्य पञ्जमदिनाङ्के परिस्थितिदिनमाचरति जून्मासस्य एकोनविंशतिदिनाङ्के वायनदिनम् आचरति जून्मासस्य एकविंशतिः दिनाङ्के योगादिनमाजरति श्रावणमासस्य आवणिदिने आवणम् आवणिदिने श्रावणि श्रावणपूर्णिमादिनमाचरति सेप्टेम्बर्मासस्य पञ्चमदिनाङ्के अध्यापकदिनं च आचरति